गृहोद्यानं परिपालयितुम् अल्पमूल्यमेव पर्याप्तं भवति किमर्थमित्युक्ते वयं गृहे लघु लघु सस्यानि एव आरोपयितुं शक्नुमः तदर्थं दोहदं अथवा ऊर्वरं वा आनयेतुम् अन्यत्र गन्तुं नास्ति कारणम् किमर्थमित्युक्ते गृहे एव यानि त्याज्यवस्तूनि सन्ति तानि एव उपयुज्य गृहोद्यानं कर्तुं शक्यते अतः धनव्ययम् अपि न्यूनं भवति